मम प्रदेशः आधुनिकः जातः सद्यः तर्हि सञ्चारव्यवस्थायां तु न कोऽपि क्लेशः आरोग्यसेवासु च न कोऽपि व्यत्यासः अत्र लक्ष्यते मया वैद्यालयानां सङ्ख्या अपि अधिका अस्ति सर्वत्र च व्यवस्थायामपि उत्सेकः कृतः वर्तते अर्थात् विकसिताः एव वैद्यालयः मे प्रदेशे इदानीं वर्तन्ते प्राक् दूरे भवन्ति स्म परन्तु इदानीं तु निकटे एव वर्तन्ते गन्तुं च वैद्यालयतः एव वाहनव्यवस्था अपि वर्तते यदा कदापि दूरवाणी क्रियते तदा ते सर्वदापि उपलब्धाः भवन्ति इदानीं गन्तुं तावान् समयः नापेक्ष्यते यदि महती आकाङ्क्षा वर्तते तदा दूरं गन्तव्यम् इत्यापतेत तदर्थमपि वाहनव्यवस्था ग्रामीणवैद्यालयतः भवत्येव